गद्यसाहित्यम् अधिकृत्य पूर्वातनप्रश्नः एव मया उक्तं तत्र गद्यसाहित्यं न्यूनम् आसीत् पौराणिकम् इदानीम् उपलभ्यमानं दण्डीमहाभागस्य किमस्ति दशकुमारचरितं तथा बाणभट्टस्य कादम्बरी हर्षचरितं इत्यादयः एव प्राधान्यतया उपलभ्यन्ते तदपि न तत्र एतत् एतेषाम् आधारभूतः ग्रन्थः पैशाची भाषायां विरचितः किं बृहत् कथा भवति इति उच्यते तत्र बृहत् कथा इदानीं सम्पूर्णतया न उपलभ्यन्ते किन्तु बृहत् कथा एव संस्कृतसाहित्ये साहित्ये गद्यसाहित्यस्य प्रेरणादायकम् इति प्रेरणादायिका इति व वदन्ति किन्तु एवं तत्रापि वयम् इदानीम् आधुनिककाले कथासाहित्यं रु कथासाहित्यरूपेण बहुधा नोवेल् रूपेणापि ग्रन्थाः उपलभ्यन्ते नाम सामान्यपत्रिकासु सम्भाषणसन्देशादिषु पत्रिकासु आगच्छन्तः आगच्छन्त्यः कथाः सन्ति सामान्यपत्रिकासु आगच्छन्तः मम चन्दमामा इत्यादिषु आगच्छन्तः आगच्छन्त्यः कथाः सन्ति एवं बहुभिः कथा इदानीं लिख्यन्ते कथा लिख्यते इदानीं तद् विना तत्र ट्रान्स्लेशन् नाम विवर्तनं विवर्तनसाहित्यमपि दृश्यते कथाग्रन्थानां नाम अन्यासु भाषासु स्थितानां कथा पुस्तकानां विवर्तनम् इदानीं संस्कृते बहुधा जातम् अस्ति विवर्तनसाहित्यं विनापि बह्व्यः कथाः बहुभिः तत्नैः विरचिताः वर्तन्ते किन्तु इदानीमपि सामान्यजनः सामान्यतया साहित्यक्षेत्रे वदन्ति यद् कथासाहित्यं न्यूनमेव संस्कृते पद्यसाहित्यमपेक्षया यतो हि गद्यसाहित्यं संस्कृतस्य पठनपाठनप्रवर्तनेषु स्मरणायाः बहु स्थानमस्ति इति कृत्वा स्मरणं कर्तुं पद्यमेव सौकर्याय भवति इति कृत्वा स्याद् कदाचित् गद्यं गद्यस्य तादृशरीत्या प्रसारः न अभवत् किन्तु तथापि इदानीं चम्पू नाम अन्यः अन्यत् अन्यत् साहित्यं वर्तते तत्र गद्यपद्यमयं काव्यं चम्पूरित्याभिधीयते इति इति इति खलु तस्य लक्षणम् एवञ्च तत्र गद्यं पद्यं द्वयमपि दृश्यते तत्तु गद्यसाहित्ये न अन्तर्भवति किन्तु चम्पू इति विशिष्य विशेषसाहित्ये अन्तर्भवति इत्येव तथापि गद्यसाहित्यस्य इदानीं सामान्यम् अन्यासु भाषासु यथा साहित्यं प्रचलति तथा इदानीं संस्कृतेपि गद्यसाहित्यं प्रवर्धते इत्येव वयं वक्तुं शक्नुमः